न्यायालयासम्बद्धविषये पत्राणां प्राप्तुम् अहं न्यायवादीं सम्पर्कं करोमि प्राप्यमाणं पत्रं कस्मिन् वर्गे आगच्छति तत्र प्राप्तुं कानि कानि प्रक्रियाः सन्ति क्रमानुसारं कार्यपद्धतिं सिद्धं कृत्वा पत्रं प्राप्तुं न्यायालयं प्रति गच्छामि न्यायवादेः सहायं अवश्येन स्वीकरोमि यदा प्राप्यमाणं पत्रस्य विषये समर्पकसूचनाः ज्ञानं च न भवन्ति तदा पत्रं प्राप्तुं बहु कठिनं भवति न्यायवादिः न्यायालयस्य विषये सम्पूर्णं ज्ञानम् प्राप्यते अतः अधिकतया जनाः न्यायवादीं सम्पर्कं करोति पूर्वजनां सम्पत्तिविभजन अथवा पित्रार्जितसम्पत्तिस्वाधीनता पत्राणां प्राप्तुं बहु कठिनः भवति इति मम अभिप्रायः